नमस्ते आम् मम नाम वसुन्धरा अहं मैसुर् नगरे मैसुर् टेक् इति एका संस्था आसीत् तत्र प्रबन्धिका अस्मि अहं तन्त्रज्ञाने अपि तन्त्रज्ञाने अपि अहं मम अनुभवः अस्ति दशवर्षाणि अनुभवः अस्ति तत्र जावा सी प्लस प्लस एस् क्यु एल् ओराकेल् डी बि एम् एस् एतद् सर्वे अपि मम प्रोजेक्ट्स् अहं कृतवती अस्मि तदनन्तरम् अहं एतत् टेक्निकल् मैनेजर् प्रबन्धिका टेकनिकल् प्रबन्धिका इति द्वि वर्षतः एतत् कार्यमेव कुर्वन्ति अस्मि आम् आम् आम् अहम् इदानीं मैसुर्नगरे वसामि ओ यत् तत् गृहात् एव कार्यं कर्तुं शक्यते किल एतत् भवतः संस्थायाम् एतत् अवकाशम् अस्ति वा अस्ति चेत् सौलभ्यं वर्तते हा हा हा मैसु मैसुर्नगरतः आगन्तव्यम् इत्युक्ते किञ्चित् क्लेशः अस्ति सप्ताह प्रति सप्ताहे एकदिनम् एकदिनम् अहं प्रयत्नं कर्तुं शक्नोमि हा हा हा हा हा हा तत्र चेत् अहं अहं सम्यक् अस्ति तत् शुल्कम् सम्यक् अस्ति चेत् मम वेतनं वेतनविषये किञ्चित् भवान् वदति चेत् सम्यक् भवति अस्तु धन्यवादः महोदय धन्यवादः